प्रणाम् महोदया प्रणाम् महोदया अहं मम परियोजनाकार्यस्य समीक्षायाः कृते वार्तालापं कर्तुमिच्छामि किं भवती हन्सा प्रकाशनतः अस्ति वा धन्यवादाः अहं तस्य कार्यस्य एकः प्रतिलिपिः भवन्तीं प्रेषयामि कृपया सम्यक्रूपेण पठतु यदि कुत्रापि परिवर्तनं स्यात् चेत् मां सूचयतु अस्तु मया केषाञ्चित् बिन्दूनाम् उपरि भवत्याः साहाय्यं मार्गदर्शनं च अपेक्षते यथा कथायाः विन्यासः तस्याः भाषा तथा च सम्पूर्णस्य परियोजनायाः वैशिष्ट्यं अस्तु अहं सप्तविंशतिदिनाङ्कपर्यन्तं नगरात् बहिः अस्मि अष्टाविंशति दिनाङ्के मेलितुं शक्नोमि धन्यवादाः पुस्तकस्य मुख्यपृष्ठस्य विषये अपि किञ्चिद्वक्तुमिच्छामि मह्यं सौम्यवर्णानि एव रोचन्ते एतस्मात् कारणात् किञ्चित् पीताभवर्णस्य प्रयोगः भवितुं शक्यते चेत् समीचीनं भविष्यति धन्यवादाः